गृहे बान्धवाः सन्ति रात्रौ भोजनार्तं चत्वारि नोर्त् इण्डियन् तालि तत्र गोबि मञ्चूरियन् इत्यादि किञ्चित् स्थापयित्वा प्रेशयन्तु वुडलेंड्स् होटेल् रेस्टोरेंट् द्वारा इतः प्रेषयन्तु तत्र मरिचिकादिन् किञ्चित् न्यूनतया स्थापयन्तु